नमोनमः युणिवर्सिटि अस्ति खलु एतद् ऐ ए एस् सी कलालयतः आह्वयामि अत्र शोधकार्यार्थं केचन निधिः दातव्यम् आसीत् किन्तु तद् पूर्वं दातव्यम् आसीत् जलसंरक्षणशोधनं तदेव विषयः आ तस्मिन् विषये तस्मिन् शोधकार्यार्थं भवन्तः कश्चन निधिः दातव्यः आसीत् पूर्वं किन्तु इदानीं तद् पर्यन्तं नास्ति पर्याप्तं नास्ति अतः अडिशनल् फ़ण्ड् ददातु इति प्रार्थे नवदश लक्षम् अत्र जलसंरक्षणं कथं करणीयं छात्राणां छात्राः सर्वे मिलित्वा कार्याणि कुर्वन्ति शोधकार्यम् अपि अस्ति अनुसंधातः अपि अस्ति अत्र ते ते बहिः गत्वा अन्यत्र कलालय कलालयतः अपि शोधकार्यार्थं डाटा कलेक्षन् करोति सहाय्यमपि करोति पञ्च पञ्च लाख् रूप्यकाणि आम् एवं वयं कृतवन्तः अत्रत्यः समीपस्ताः केचन ओर्गनैसेशन् अपि अस्ति तत्रत्यः वयं स्वीकृतवत्यः इदानीमपि पञ्चलक्षरूप्यकाणां न्यूनः अस्ति अतः एव पृच्छामि कृपया ददातु

हा धन्यवादः महोदये अहं प्रेक्षयामि हा हा हा भवतु धन्यवादः महोदये श्रद्धया कार्यम् एवम् एतद्विषयस्य चिन्ता करोतु हा धन्यवादः